वसुधैव कुटुम्बकं वसुधायां विद्यमानाः जनाः सर्वेव कुटुम्ब तथापि केचन विशिष्टानि मित्राणि विशिष्टाः कुटुम्बाः भवन्ति

उत्सवे राजद्वारे ससाने सुखे दुःखे सर्वत्र विराजन्ते तान् ऋते किमपि साधयितुं न शक्नोमि नाम आनन्दमेव न आयाति सर्वान् नीत्वा यद् आनन्दम् उपलभ्यते तदेव श्रेष्ठं भवति अतः मित्राणाम् अवदानं जीवने बहु अस्ति मित्रं विहाय वृथा एव यस्य उत्तमः बन्धुः नास्ति तस्य जीवनमेव वृथा नाम सुबान्धवः भवत् भवेत् सर्वेषां